मया पाषाणेन तु किमपि पाषाणद्वारा किमपि शिल्पं न कृतं परन्तु मृत्तिकाद्वारा बाल्यावस्थायां कृतम् आसीत् तस्मिन् समये बहवः आकृतयः मया निर्मिताः मृत्तिकातः तस्मिन् समस्या तु मनसि आसीत् कथम् अस्य निर्माणं कर्तव्यं परन्तु तदनन्तरं यदा मया तत् मया तत् तत्र मया प्रवृत्तिः जाता चेत् तदा मया मम मनसि किमपि आत्मविश्वासः जातः तथा च मया तस्य निर्माणं कृतम् तस्य शिल्पं तस्याकृतेः निर्माणं कृतं पूर्वं समस्या भवति यावत् पर्यन्तं वयं कार्ये कार्ये न प्रवर्तं प्रवर्तं प्रवर्तामः प्रवर्तामहे तावत् पर्यन्तं समस्या भवति